हा मम ग्रामे तावत् इति इ इदानीमपि अहं नैव दृष्टवान् जलस्य अभावः किन्तु अहं शृतः वार्तां वार्तां शृतवान् किमर्थमित्युक्ते तत्रत्याः जनाः कथं जीवन्ति प्रातः स्नानार्थमपि जलं न भवति पातुमपि जलं न भवति किन्तु तस्य अभावः जलस्य अभावः बहु दृश्यते सर्वत्र जलं नास्ति चेत् इदानीं किमपि कर्तुं न शक्नुमः प्रातरारभ्य जलं नास्ति चेत् किमपि कर्तुं कर्तुमेव न शक्नुमः न पारयामः जलं जलम् अमृततुल्यं भवति यदा जलानन्तरं किमपि वा साफ़्ट् ड्रिन्क्स् इत्यादिकं वा वयं पिबामश्चेत् जलस्य तावत् रुचिः तत्र कदापि न भवति सर्वदा तत् तदेव पातुं वयं न शक्नुमः किन्तु तस्य प्रभावः इतोपि द्रष्टुं शक्यते जनानां तीव्रः संकोचः सा तत्र समस्याः ते केचन म्रियन्ते जलं नास्ति चेत् त तावत् दृष्ट्वा दृष्ट्वा दृष्ट्वा बहु खेदम् अनुभूतवान् अहं दैवात् इतोपि जलस्य तीव्रः अभावः नैव दृष्टवान् किन्तु दैवं स्मरामि विज्ञापयामि यत् तत् तत् सर्वदा मां नैव भवतु

पुनश्च जलं तर्क तर्कभाषायाम् एवमुच्यते शीतस्पर्शवत्यः आपः इति